नमः बोल् आम् आं हा

नाहं तु एकं स्वतन्त्रगृहम् एव आं

हा हा

आं

एतत् समग्रं तु

आं ड्रोयिङ्ग् हा सम्यक् हा अस्मकं तु परिवारे तु बहवः जनाः हा एवं हा आं चत्वारः संस्था

आं द्रक्ष्यतु आवश्यकी बहु सम्यक् सम्यक् एकं हा पाकगृहं तथा भोनजव्यवस्था भोजनकक्षा भिन्ना अस्ति तर्हि उत्तमं हा एतद् भिन्ना बहु बहु सम्यक् हां

हा एतद् स्थालिका एव तत्सर्वं प्रक्षालनार्थं व्यवस्था कुत्र अस्ति महोदयः वस्त्रप्रक्षालनं हा हा सम्यक् सः

ट्वेन्टि बै फ़ोर् ट्वेण्टि फ़ोर् बार् सेवेन् आं सम्यक् हा आं हाम् अस्तु धन्यवादः